अस्माकं गृहोद्यानं प्रति कुक्कुटाः आगच्छन्ति मयूराः आगच्छन्ति मूषकाः आगच्छन्ति एवम् भिन्नभिन्नसमस्याः अस्मभिः परिहरणीयाः भवन्ति कुक्कुटाः आगत्य तत्र पादपानां मूले विद्यमान तत्र गोबरं बहिः आनयति विकीर्णानि कुर्वन्ति तथैव मयुरः आगत्य तत्र पादपानां तत्र लघु लघु सस्यान् पातयन्ति मूषकाः नारिकेलवृक्षारोहणं कृत्वा तत्र विद्यमानकोमलनारिकेलं पीत्वा अधः पातयन्ति एतेषां निवारणं अस्म बहुः कष्टदायकं वर्तते